हा हरि ओम् हा सत्यं सत्यं सत्यं बारत् बुक्किङ्ग् ग्यास् सेण्टर् अस्ति आ हाम् अड्रेस् कुत्र इति वदतु एकवारं हा सरि सत्यं हा हा हा ज्ञातं ज्ञातं वदतु

आम् व वयं हा वयं का कारे कारे मग्नाः आसं तदर्थं

हा षट् षट्शतम् अधिकं कृतं इत्युक्ते कु कुतः इत्युक्ते किमर्थम् इत्युक्ते तत्र अस्माकं गमनागमनव्ययः भवति तदनन्तरं पञ्चशतं ग्यास् कृतेव अधिकं जातम् अस्ति भवती एतद् दूरदर्शनं वा न दृष्टवती वा

आ तदेव तदेव शताधिकं किमर्थम् इत्युक्ते डेलिवारि चार्ज् इति वयं स्वीकृतं तदपि आवश्यकं कलु तदार्थं शतादिकम् अधिकं स्वीकृतं पूर्व पूर्वं कथं वा सूचयामः यदा भवतः भवत्याः गृहम् आगच्छामः तदा शतं रूप्यकं अधिकं स्वीकूर्मः तावदेव खलु यत् नास् तता तथा नास्ति पञ्चाशताधिकं भवति यच्छति चेद् शतम् अधिकं दातुं न शक्यते वा तत् ड्रैवर् कृते गच्छति आस्माकं कृते न गच्छति सः सः सः याने आगच्छति गच्छति तस्य कृते दातव्यं खलु वयं वयं तु सन्देशादिकं प्रेषितं अस्ति भवत्याः नेट्वर्क् मोबैल् मध्ये नेट्वर्क् मिस्टेक् किमपि आसीत् चेत् वयं किं वा कर्तुं शक्नुमः एवं दूरवाणीं कृत्त्वा तर्जयन्ति चेत् शतादिकमेव श शतादि न भवत्याः सम्भाषणं भवत्याः सम्भाषणं तथा एव तर्जनमेव अस्ति तत्र सम्यक्तया वक्तव्यं खलु सम्यक्तया वक्तव्यं कलु आ तत् तत् हा तत्सर्वं तत्सर्वं प्रेषयामः वयं जानीमः